ग्रामीणक्षेत्रे कृषिकस्य बहु समस्याः सन्ति तत्र बहु समी बहु सर्वे सर्वैः जानिन् जानीयः जानीमः सर्वैः अवगतः समस्या तु एका बृहत् समस्या वर्तते कृषकाणां कृते तावत् कृषकाणां कृते ज्ञा ये कृषिकाः स वा आयासं कृत्वा धान्यानि परिवर्तन्ते तेषां आयासस्य तास्यां कृषेः कृषेः समानं स्थानं वा कृषेः समानं तेषां कृते कर्मणां समानं लाभं वा न लभन्ते तैः यः यदा य य यानि कष्टानि यानि यत् कष्टं ते अनुभवन्ति तस्या सम्पूर्ण फलं न लभ्यते एतावदेव कृषकाणां अस्मिन् च ग्रामीणक्षेत्रे समस्या भवति